एतेषु वर्षेषु छायाचित्रणस्य परिवर्तनं महत् प्रमाणेन जातम् अस्ति यथा उदाहरणार्थं पूर्वं वयम् एकम् कश्चन छायाग्राहकः आगच्छति सः चि चित्रं स्वीकरोति अनन्तरं तद् रील् रूपेण भवति स्म तस्य किमपि केमिकल् किमपि सह संस्थाप्य तद् जले किञ्चित् निमर्जनं कृत्वा अनन्तरं सर्वं शुश्कीकृत्य एवं भावचित्रं ददाति स्म परन्तु इदानीं किं जातम् अस्ति वयं दूरभाषया येव चित्रं ग्रहीतुं शक्नुमः तत्र बहुविध किं फ्रन्ट् केमरा बेक् केमरा इत्यादि बहु विध सौलभ्यानि अपि तत्र सन्ति अपि च एवं फोटो क्यामरा इति यत् स्वीकुर्मः तत्र लेन्सस् अपि इदानीम् आगच्छन्ति तत्र लेन्सस् इति इत्यस्मिन् एव बहु विध विधानि सन्ति एतावदेव पिक्सल् भवेत् इत्यादि बहुविधानि सन्ति तेन किं भवति दूरस्थः दूरस्थं स्थानमपि समीपात् वयं ग्रहीतुं शक्नुमः अतः इदम् इदानीं तन दूरभाषाचित्रग्राहक ग्राहकं बहु सुकरम् अस्ति इति वदामि